अन्तिमेषु वर्षेषु भारतस्य गम्भीरतमपर्यायवरणसमस्यासु अन्यतमं वायुप्रदूषणं उद्भूतमस्ति अनेकस्थानेषु कनद्रव्याणां सान्द्रता अनुशंसितराष्ट्रीय अन्तराष्ट्रीयमानकात् पर्याप्ततया अधिका भवति यस्य परिणामेन जनसंख्या स्वास्थस्य कृते गम्भीराः प्रभावाः भवन्ति ऊनविंशत्याधिक द्विसहस्रतमे वर्षे एव भारते वायुप्रदूषणसम्बद्धाः द्वादशलक्षं जनाः अकालं मृताः इति अनुमानितं